यदाहं प्रवासे निरतः भवामि केचन एवं मां पृच्छन्ति भवतः नाम किं कुत्र गम्यते कथमिति अनन्तरं नाम कुत्र गम्यते किमपि वदामि तदा ते पृच्छन्ति भवान् देवालये अर्चकः वा कुत्र अर्चति इति तदाहं वदामि नास्मि अहम् अर्चकः गृहे मम देवः अस्ति अतः गृहदेवम् अहं पूजयामि न तु देवालये तत् कावृत्तिः इति पृच्छन्ति अहं महाराणिविद्यालये अहं प्रचार्यः आसं बेङ्गळूरुनगरे तथा च मैसूरुनगरे अनन्तरं उन्नतशिक्षणविभागे निदेशकः सन् निवृत्तः इति तर्हि कथम् इदं वेष्टिः ध्रियते किल प्रयाणसमये इत्यपि ते पृच्छन्ति सत्यम् अहम् इदानीं विश्रान्तः विश्रान्तेः पूर्वं यदा अहं विद्यालयं गच्छामि स्म तदा पेण्ट् शर्ट् तथा च टै सर्व्ं धरामि स्म यदा विश्रान्तः अभवं तदा अहं देशीय वेषः यः अस्ति तम् आश्रयामि अनेन ज्ञायते अहं मूलतः एकः भारतीयः पारम्परिकः अहम् अस्मि वृत्यर्थं कदाचित् पेण्ट् अपेक्षितम् इदानीं जि आर् एस् फेण्टसिपार्क् इति एकविशेषक्रीडा जलोद्यानं भवति तदा पेण्ट् धरणीयमेव तदा अवश्यकम् यदा मिलिटरि जनाः भवन्ति तदा ईदृशमेव कटिङ्ग् भवेत् शीर्षकेशानां तथा च वस्त्राणामिति भवति अतः तत्तत्तत् क्षेत्रे विद्यमानाः तत्तत्रीत्या भवेयुः यदा किमपि नास्ति अहं मुक्तः अस्मि विश्रान्तः अस्मि इत्युक्ते तदा वेष्टिधरणं तद् अन्धविश्वासः इति न भवति अथवा प्राक्तनः इति नास् न भवति परन्तु मूलीयः नूतनः चिरनवीनः भारतीयः इति मम कृते भाति